नमस्कारः महोदयः हा कथं सन्ति भवतः संस्था कथं चलति

ओ एवं वा अहं नः किञ्चित् नाम कियन्तं धन् न् धनदानं कर्तुम् इच्छामि सेवार्थं सेवार्थं तदपि एवं यदि आवश्यकता चेत् अहं नाम धनं दातुम् इच्छामि अतः सूचयामि यत् क्लेषः वर्तते चेत् नाम तादृशि संस्थायाः व्यवस्था करणियम् इति नाम करणियम् अवश्यमेव इति अहम् अनुभवामि इति ह्म् एवमेवं नाम अधिकसमस्या यदि वर्तते चेत् स्म् संस्थायाः तावत् अधिकं इति अपि दातुं इच्छा अस्ति यावत् नाम समस्यायाः पूर्तिः तावद्भवतु इति अहं चिन्तयामि अतः यावत् समस्यायाः निवारणं भवितुं धनं भवितुमर्हति तावत् धनं अहं नाम दातुं इच्छामि इति चिन्तयामि एवमेवं तर्हि

एवमेवं एवमेवं वा द्विलक्षात्मकं वा त्रिलक्षात्मकम् एतावत् पर्याप्तं भवति वा एवमेवं

आम् सत्यं नाम अधिकरूपेण यदि समस्या अस्ति चेद् अहं चिन्तयामि अधिकरूपेण दातव्यं वा इति नाम संस्थायाः नाम पारम्परिकरूपेण तद् सर्वेषां कृते व्यवस्था सुव्यवस्था निवासं कर्तुम् अपि तत्र संल्लग्नता विधीयते खलु अतः तस्याः संस्थायाः एवं करणीयं नाम किमित्युक्ते शुश्रूषा करणीया नाम सेवा करणीयमिति अहं चिन्तयामि अतः यावत् भवति त्रिलक्षात्मकम् इति अहं दातुम् इच्छामि एवमेवम् अस्तु महोदयः यत आम् अहं प्रेषयिष्यामि अस्तु अस्तु मिलामः महोदयः नमस्कारः